अस्माकं सङ्केती जनानां पाकपद्धतेः बह बहुविशिष्टानि विषयानि सन्ति बहूनि सन्ति तत्र कोल्कत्तेती कुर्वन्ति चोमै इति कुर्वन्ति अनन्तरं तत्र तक्रप्रथुकम् इति तक्रस्य प्रथुकम् कुर्वन्ति आम्बोडे इति कुर्वन्ति एतत् सर्वं विशिष्टः एव अस्माकं पाकपद्धतेः विशिष्टानि एव तत्र कथं सज्जी क्रियन्ते इति तेषां महिलाः एव वदन्ति अस्माकं वक्तुं न शक्यते कष्टः भवति अस्माकं वक्तुं कष्टः भवति महिलाः एव वदन्ति अतः